सप्ताशीत्यधिक एकोनविंशतिशततमवर्षस्य जुलै मासस्य पञ्चदशदिनाङ्कः सप्तचत्वारिंशदुत्तर एकोनविंशतिशततमवर्षस्य अगस्ट् मासस्य पञ्चदशतमदिनाङ्कः द्विसहस्रतमवर्षस्य जनेवरि मासस्य षड्विंशतितमः दिनाङ्कः षोडशोत्तरद्विसहस्रतमवर्षस्य मे मासस्य प्रथमो दिनाङ्कः पञ्चाधिकद्विसहस्रतमवर्षस्य जून् मासस्य एकविंशतितमः दिनाङ्कः